हा हरिः ओम् हा अद्य हा तदेव अहं चिन्तितवान् अद्य अकिला केन्टीन् ओपन् अस्ति वा उद्घाटितं वा न वा इति वक्तुम् अहं तु प्रतिदिनं चायपानं न करोमि तथापि अद्य किञ्चित् हा अस्माकं जनाः एव आपणं कृतवानस्ति किञ्चिद्वा दशरूप्यकं व्यापारं भवतु इति विचिन्त्य अहम् अद्य आगतवान् टी काफ़ि किमस्ति अद्यतन स्पेषल् हा

ओहो किं किं भोः दशप्रकारकचायम् एकवारं वदतु पश्यामि तथा वा किं कृष्णचायं श्वेतचायं वा हा

छागतिमितं नास्ति वा हा छागः छागः छागस्य नास्ति वा

ओहो मम अहं पश्यतु अहं सर्वदा चायपानं न करोमि ह्यः रात्रौ किं जातं किमपि खादितवान् भोः बालैस्सह गत्वा तत्र मम उदरे गेस् अधिकं जातं रात्रौ निद्रा एव नास्ति अतः अहं चिन्तयामि अद्य ये शुण्ठिघर्मिः भवति भो शुण्ठिः मम कृते सूटबल् एव न भवति कदापि मम कृते सम्यक् न भवति एतद् हा मम कृष्णचायं ददातु न न कृष्णः कृष्णचायं कृष्णचायं ददातु हा कृष्णः यत् सर्वे वदन्ति भोः ये नास्ति भोः सर्वे वदन्ति डाक्टर् अपि तत्र उद्धरणं करोति प्रिस्क्रिप्षन् करोति ब्लाक् ब्लाक् टी ब्लाक् टी ब्लाक् टी ओ तथा वा अद्य मम तु औषधं न स्वीकरणस्थितिरेव अस्ति शिरोवेदना अस्ति गेस्ट्रिक् अस्ति असिडिटि अस्ति अतः ब्लाक् टी हा ब्लाक् टी पुनः खादितुं खादितुं किमपि स्थापितमस्ति वा न वा सौपिष्टकानि सन्ति ये अय्यय्यो तैलं किमपि अन्यत् न खादामि भोः मम किञ्चित् तद् तैलस्य परिवर्तनेन सर्वदा स्किन् अलर्जि भवति भोः अतः तैलस्य परिवर्तनं कदापि न करोमि अहं नारिकेलतैलस्य उपयोगं करोमि बिक्सट् तु कदापि न खादामि बिस्कट् तु

ह्म् हा ओहो ओहो किं पनसस्य वा पनसस्य वा माषस्य ओहो अहं पश्यतु माषस्य कदापि न खादामि धान्यं द्विदलधान्यं किमपि न खादामि अतः पनसस्य पनसस्य एकम् नो आलुकं तद् औषधं भवति गेस् कृते हा उदरे वायुपूरणं करोति न हा ओ वामः अस्ति वा वामः अस्ति चेत् किञ्चित् नियन्त्रणं भवति तथापि सम्यक् मम सुटेबल् एतदेव भवति उचितं पनसस्य एकं पर्पटकं ददातु कृष्णचायं ददातु किञ्चित् औष्ण्यमधिकं भवतु उष्णं भवतु यथाशीघ्रं तर् पुनः मम पुनः मम कक्षा अस्ति भोः पुनः क्लास् करणीयमस्ति इदानीम्तः शीघ्रं कृत्वा ददातु किं किं किं मम तदेव सः एव उद्योगः इति चिन्तयन्ति वा मम सः एव उद्योगो वा हा अस्तु चिन्ता नास्ति अस्तु अहं पुनः हा अखिला मेडम् अपि पृष्टवानिति वदतु हा हा अहं सर्वदा यदापि आगच्छामि मेडम् एव भवति स्म अद्यैव भवान् प्राप्तः पश्यतु मम भाग्यं हा वार्तालापं कर्तुं समयः प्राप्तः हा पुनरागच्छामि किं भोः वाणिज्यं करोति वा कृषिभूमिद्वारा करोति वा भवान् धनं कुत्र स्थापयति इति अहं चिन्तयन्नस्मि हा हा इदानीं सर्वत्र सि सि केमेरा अस्ति नो चेत् अहं बहु चौर्यं कर्तुं वाञ्छामि स्म सर्वत्र सि सि केमेरा हा तदेव धनं यस्य सविधे अस्ति सः धनिकः इव न दृश्यते यस्य सविधे धनं नास्ति सः टिप् टाप् पेण्ट् शर्ट् हा उत्तमं तदपि मुम्बै गत्वा आनीय धृत्वा अटति शू पेण्ट् शर्ट् तस्य सविधे धनं नास्ति इति निश्चितं यस्य सविधे धनं भवति सः कान्तमेव धरति हा पर्पिकवस्त्रं धरति

ओके पश्याम्यहं पश्यामि पुनः कदापि समयः मिलति चेत् आगच्छामि ओके धन्यवादः हा मिलामः मिलामः ओके